नमस्काराः हा कथं सन्ति

अहं तु कुशली एव इदानीं अत्र काफ़ी प्राप्तुं शक्यते वा अहं तु काफ़ी एव इच्छामि किन्तु काफ़ी इत्यस्य निर्माणं कथं क्रियते तत्र आपणे एकवारं विस्तारेण तर्हि आपणे यत् क्षीरं क्षीरं मिलति तत् पेकेट् मध्ये तेषां अनन्तरम् तर्हि कोल्ड् काफ़ी अपि प्राप्यते वा ब्लेक् काफ़ी कोल्ड् काफ़ी इत्यादिकं सर्वमस्ति

तर्हि दुग्धं कुतः आगच्छति ग्रामतः वा

किं न श्रूयते

ओ हो कार्यक्रमे अपि ददाति वा तथा तर्हि प्रायः प्रतिदिनं कति जनाः भवन्ति तत्र आपणे यत् कष्टमर् रूपेण कदा विरामः कदा भवति आपणस्य विरामः भवति न वा रविवासरः शनिवासरः इत्यादिषु

ओह्ह्

अस्तु अवश्यं निश्चयेन आगमिष्यामि आम् अवश्यं निश्चयेन आगमिष्यामि धन् धन्यवादाः नमो नमः नमो नमः मिलामः